किं चित्रणीयम् इति अहं कथं निश्चयं करोमि इत्युक्ते अद्य एवं चिन्तयन्तु अहम् उपविष्टवती गृहस्य उपरि टेरेस् इति वदन्ति खलु तत्र उपविष्टवती अहं तत्र एवमेव पश्यन्ती अस्मि तत्र मह्यं निसर्गं दृष्टं निसर्गे बहवः वृक्षाः सन्ति अन्यद् अन्ये सन्ति एकं वृक्षम् एकरीत्या अस्ति इतोऽपि एकं वृक्षम् इकोर् इतोऽपि एकरीत्या अस्ति तत्सर्वं दृष्ट्वा अहम् एवं चित्रणीयम् एतद् वर्णं पूरणीयम् एवं सर्वं चिन्तयामि पुनः किमपि गृहं पश्यामि चेत् तद् गृहं मध्ये बहवः वर्णाः पूरयिताः आसन् चेत् मह्यं चित्रणीयमिति भासते एतद् एवमेव एतदेव गृहम् अहं चित्रयामि तत्र एतद् वर्णं पूरयामि अत्र एतद्वर्णं पूरयामि एवं सर्वं चिन्तयामि अहं चिन्तयित्वा चित्रणं कर्तुं कल्पनां करोमि पुनः एवमेव उपविष्टा भवामि विहङ्गाः आगच्छन्ति आकाशे विहङ्गान् दृष्ट्वा पुनः अहं विहगा विहगस्य चित्रं चित्रणीयम् इति भासते तदा चित्रयामि पुनः तानि चित्राणि कृते अहं किं करोमि वर्णानि पूरयामि एवं चित्रयामि पुनः कदापि निश्चितं विषयं सूचनीयं चिन्तनीयम् इत्युक्ते अहं गूगल् प्रति गच्छामि अथवा एवं न्यूस् पेपर् वार्तापत्रिकाः आगत्य भवन्ति खलु गृहे तत्र पश्यामि किमपि सम्यक् चित्रम् आगतं वा अथवा मह्यम् एतदेव अवश्यकम् इत्युक्ते गूगल् सर्च् करोमि तत्र किमपि सम्यक् भवति चेत् अहं शिवभक्तिनी अस्मि अतः मह्यं शिवस्य चित्रं चित्रयितुं चित्रयितुं बहु एव इच्छा भवति निश्चयं कृत्वा अहम् अर्धनारीश्वरचित्रं चित्रयितुं प्रयत्नं करोमि शिवस्य चित्रं चित्रयितुं प्रयत्नं करोमि पुनः निश्चयं चित्रम् इत्युक्ते एवं चित्रयामि पुनः मह्यं कुत्र बहु सन्तोषः मुदा भवति इत्युक्ते अहं चित्रयितुं प्रारम्भं कृत्वा तद् अन्तिमं करणपर्यन्तं किमपि विरामं न स्वीकरोमि चेत् मह्यं सन्तोषं भवति तदा एकत्र एव एकाग्रता भवति खलु तदा सम्यक् चित्रामि अहं पुनः तत् समीचीनतया चित्रयित्वा अनन्तरं समीचीनतया वर्णानि पूरयामि तदा मह्यं बहु एव सन्तोषं भवति तदा अहं बहु एव मुदाम् अनुभवामि एवं मह्यं चित्रयितुं बहु एव इच्छा भवति